देवतामूर्तीनाम् आकृतिः शास्त्रम् अधिकृत्य क्रियते प्रायः तत्र कलाकारः मृत् उपयुज्य पञ्चलोहादिकम् इत्यादीनि उपयुज्य मूर्तिः मूर्तिनां निर्माणं क्रियते एवं तस्य मूर्तेः प्राणप्रतिष्ठा अपि क्रियते एवं प्रमुखतया तु प्राधान्यतया अस्माकं शिल्पकला प्रतिमाकल्पना रचनाशैली चित्रणम् इत्यादिकम् अत्यन्तम् अत्यन् अन्यत्र विद्यते अपि योग्यतायां कार्यसिद्धिम् निरूपयति देवतामूर्तिनां निर्माणे यद् वयं स्वीक्रियते यदा वयं निर्माणं क्रियते दट् फ़ैनल् एण्ड् प्रोडक्ट् रिसल्ट् अस्माकं कार्यसिद्धिम् निरूपयति